स्वास्थ्यरक्षणे धर्मस्य पात्रम् अधिकाः सन्ति स्वनियमं पारां पालनम् व्यायामः योगासनानि आरोग्यभोजनानि इत्यादि विषयेषु श्रद्धा श्रद्धा ददाति चेत् स्वास्थ्यसंरक्षणं भवति प्रथमं स्वयम् आरभ्य स्वास्थ्यरक्षणे नियमाः परिपाल्य अन्ये जनान् कारयेत् चेत् ते अपि अनुसरन्ति यत् गृहेषु आरभ्य ग्रामेषु वीथीषु नगरेषु राज्येषु सर्वकाराः अपि इदानीं निरामयम् इति स्वास्थ्यसंरक्षणे तत् अहम् आयोजनम् अवस् आयोजितवन्तः तादृशं श्वासोश्वासः सामर्थ्यस्य वर्धने अधिकं सहाय्यम् सामान्यजनादारभ्य सामुहिके अधिकाधिकाः जनाः संरक्षणं करणीयं तत्सर्वकारः अपि साहाय्यं करोति सामूहिकजनाः अपि साहाय्यं करोति प्रतिदिनं पञ्चनिमेशं वा दशनिमेशं वा व्यायामः योय योगासनानि सा शारीरिकव्यवस्था यत् अस्ति तत् कृत्वा अभ्यासं क कृत्वा आरोग्यभोजनानि खादित्वा आरोग्यविषयान् सर्वान् परिपाल्य चेत् स्वास्थ्यसंरक्षणं भवति